अस्माकं देशस्य महत् ग्रन्थः अस्ति महाभारतमिति महाभारतं विषये अस्माकं सर्वे अपि भारतीयाः जानन्ति उच्यते यन्न भारते तन्न भारते यद् भारते नास्ति तद् भारते नास्ति इत्यस्य अर्थ अस्ति यत्किमपि वर्णितम् महाभारते तत् सर्वमपि भारतदेशस्य एव अस्ति अस्य महा महान् ग्रन्थ महत् महत् महतः ग्रन्थस्य आकारः विस्तृतः अस्ति अत्र एकलक्ष श्लोकाः सन्ति एवं च अष्टादश पर्वाणि सन्ति अस्मिन् ग्रन्थे महाभारते अस्माकं देशस्य सर्वमपि ऐतिह्यं वर्णितमस्ति अस्मिन् महाभारते विभिन्नानां महापुरुषाणां वर्णनम् अस्ति तत्कालीनव्यवस्थायाः वर्णनमस्ति युद्धस्य वर्णनमस्ति सूर्योदयस्य वर्णनमस्ति चन्द्रोदयस्य वर्णनमस्ति एवं च महिलानां स्थितिः तस्मिन् काले कीदृशी आसीत् तदपि वर्णितम् अस्ति नृपाणां राज्ञानां कर्तव्यानि कानि एतदपि तत्र वर्णितमस्ति महाभारतस्य मुख्यं यत् अस्ति भीष्मपर्वणि भीष्मपर्वणि श्रीमद्भुत् गीता अपि अस्ति श्रीमद्भगवद्गीता न केवलं भारत देशस्य अपि तु सम्पूर्ण जगतः ग्रन्थः एषा अद्वितीयः ग्रन्थरत्नमस्ति अतः महाभारतस्य नानाविध पर्व पर्वसु वयं जानीमः सर्वप्रथमं भारतम् आसीत् अनन्तरं जयरूपेण आगतं अनन्तरम् एव परम्परया महाभारतम् इति आगतं महाभारत आधारिताः नानाविध महाकाव्यानि कालान्तरेण रचितानि ताः सर्वाः अपि रचना कालजयिरचनाः एवञ्च अस्माकं कृते आगामीजनेषु अस्माकं कृते मार्गदर्सनं करोति करिष्यति च